प्रपञ्चे विद्यमानाः याः भाषाः तासां सर्वासामपि भाषाणां मूलं वर्तन्ते वेदाः तत्र वेदमन्त्रः एव प्रमाणं वर्तते बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरतनामधेयं दधानाः नाम सृष्टेरारम्भे तत् तत् पदार्थस्य तत् तन्नाम गुणपूर्विकायावाक् वेदमयी प्रवृत्ता तस्याः वाचः सकाशादेव सर्वे मनुष्याः भाषाव्यवहारम् आरेभिरे अन्यदपि प्रमाणं वर्तते देवीं वाचमजनयन्त देवास्ताम् विश्वरूपाः पशवो वदन्ति पशवः नाम जीवाः इत्यर्थः पश्यति नाम जानाति इति पशुः पशुः इति शब्दः जीवार्थे अन्यत्र अपि प्रयुक्तः तद् यथा सप्तास्यासन् परिधयस्त्रिः सप्तः समिधः कृताः देवा यद्यज्ञं तन्वानाऽबध्नन् पुरुषं पशुम् अतो वयं मन्यामहे यत् वेदानां सकाशात् एव भाषाव्यवहाराः आरब्धः वेदानां भाषा का वर्तते इति चेत् संस्कृतभाषा अत एव संस्कृतभाषायाः नामान्तरम् अपि वर्तते दैवीवाग् इति अत एव उच्यते कविभिः संस्कृतं नाम दैवीवाक् अन्वाख्याता महर्षिभिः भर्तृहरिरपि अन्यत्र वदति दैवीवाग्व्यवकीर्णेयंशक्तैः अभिधातृभिः इति एवञ्च इदानीं वेदानां सकाशात् सर्वोऽपि भाषाव्यवहारः आरब्धः सा च भाषा संस्कृतभाषा आसीत् अतः ततः एव भाषा व्यवहारः आरब्धः इति कृत्वा संस्कृतभाषा सर्वासां भाषाणां मूलम् संस्कृतभाषाभाषिणः यदा एकस्मात् स्थानात् स्थानान्तरं प्रव्रजनं कृतवन्तः तदानीं तैः स्वेन सह स्वभाषा अपि नीता तैस्सह भाषा अपि तत्र गता सा भाषा उच्चारणदोषात् आहारदोषात् जलवायुः परिवर्तनादिना च प्रकारान्तरं प्राप्ता सा एव भाषा अथवा ताः एव भाषाः अपभ्रंशभाषाः उच्यन्ते अत एव संस्कृतभाषायाः अपभ्रंशशब्दाः लेटिन् भाषायां ग्रीक् भाषायां तदनु आङ्ग्लभाषायामपि भूयिष्ठाः वर्तन्ते अत्र प्रसिद्धाः शब्दाः बहुभिरुच्यन्ते यथा मातर् शब्दस्य मदर् इति पितर् शब्दस्य फादर् इति भ्रातर् इति शब्दस्य ब्रदर् इति स्वसर् इति शब्दस्य सिस्टर् इति एतेषां शब्दानां संस्कृतभाषा शब्दैस्सह साम्यं यादृच्छिकं न तत्र इदमेव प्रबलं कारणं यत् संस्कृतभाषायाः एव अपभ्रंशाः इमाः भाषाः तर्हि इदानीम् भारतीयभाषाः प्रति आगच्छामः भारतीयभाषासु प्रान्तीयभाषाः याः सन्ति तासु संज्ञावाचकपदानि प्रायः सप्ततिप्रतिशतं संस्कृतभाषायाः सन्ति संज्ञावाचकशब्दाः ये सन्ति किं कारणं तत्र इति चेत् इमाः सर्वाः भाषाः संस्कृतभाषायाः अपभ्रंशाः यद्यपि यूरोप् खण्डे प्रयुज्यमानाः भाषाः अपि अपभ्रंशाः किन्तु ते अपभ्रंशतमाः ते शब्दाः कस्य शब्दस्य अपभ्रंशाः इति इदानीं बहूनां शब्दानां विषये किमर्थं वक्तुं न शक्यते इति चेत् तत्र अपभ्रंशः भूयिष्ठः संवृत्तः अतः भारतीयभाषाणां ये शब्दाः तत्रापि अपभ्रंशाः जाताः किन्तु आङ्ग्लादि भाषाणां अपेक्षया न्यूनतमः अपभ्रंशः जातः अस्ति तर्हि इदानीम् अन्यभाषाणां विस्तारे संस्कृतभाषायाः किं योगदानम् इति चेत् वयं एवं मन्यामहे छिन्ने मूले नैव शाखा न पत्रं संस्कृतभाषा एव सर्वाषां सर्वासां भाषाणां मूलं संस्कृतभाषा जीवति चेत् इदानीं यावत्याः भारतीयभाषाः सन्ति सर्वासु भाषासु नूतनानां शब्दानामपेक्षा अस्ति नूतनानां शब्दानां निर्माणं कथं करिष्यन्ति इति चेत् दृष्टान्तमेकं वदामि राजभाषाविभागः भारतसर्वकारस्य कश्चित् वर्तते ते व्यवहारार्थं नूतन शब्दान् व्युत्पाद्य ददति समाजाय संस्कृतभाषायाम् एव ते शब्दान् व्युत्पाद्य ददति यद्यपि हिन्दीभाषायाः विभागः सः हिन्दीभाषायां तैः शब्दानां व्युत्पादनं कृत्वा ते शब्दाः प्रस्तुतव्याः किन्तु ते सर्वेऽपि शब्दाः संस्कृतस्यैव भवन्ति किं कारणम् इति चेत् संस्कृतं मूलमस्ति मूलं विहाय नूतनशब्दानां व्युत्पादनं अस्माभिः कर्तुं न शक्यते विशिष्य भारतवर्षस्य सन्दर्भे तर्हि इदानीं अन्यभाषासु शब्दानाम् नूतनानाम् अपेक्षा अस्ति चेत् तेषां व्युत्पादनं संस्कृतभाषायाः सकाशात् एव भविष्यति इदमेव योगदानं आधुनिकदृष्ट्या महत्त्वपूर्णमस्ति इति मन्ये